चतुर्विंशत्यधिकद्विसहस्रतमवर्षस्य जन्वरि मासस्य पञ्चमदिनाङ्के एकोनविंशत्यधिकद्विसहस्रतमवर्षस्य फर्वरि मासस्य दशमदिनाङ्के त्रिविंशत्यधिकद्विसहस्रतमवर्षस्य जुलै मासस्य पञ्चदशदिनाङ्के द्वाविंशत्यधिक द्विसहस्रतम वर्षस्य अगस्ट् मासस्य एकदिनाङ्के पञ्चविंशत्यधिकद्विसहस्रमवर्षस्य डिसेम्बर मासस्य नवमदिनाङ्के